नमस्ते अहं संस्कृतभारत् भारत्यां शिक्षिका अस्मि मम पाठनविषये बहु आसक्तिः अस्ति अहं चिन्तयामि यदा अहं छात्रा आसम् तदा एव कथम् एतत् पाठयतुं शक्नोमि इति बहु चिन्तितवती अतः सर्वदा अहं शिक्षिका भवामि एतत् एवं वदामि चेत् छात्राणाम् अवगमने सुलभं भवति इति मम सर्वदा चिन्तनम् आसीत् अतः शिक्षणक्षेत्रे मम बहु आसक्तिः अस्ति दिष्ट्या संस्कृत भारत्याः कक्षासु अहं पाठयामि अग्रे अपि मम इदानीं तु जगत् सर्वम् एकं रीत्यः ग्रामः एव अस्ति अतः अहम् ई शिक्षणस्य विषये इतोपि अधिकं कार्यं कर्तुम् इच्छामि तत्र इदानीं तु साक्षात् पाठनम् अस्ति परन्तु तदेव वयम् ई शिक्षणम् इति इत्युक्ते सङ्गणकद्वारा वयं पाठयामश्चेत् तस्य प्रभावः इतोपि अधिकः भवति इति मम विश्वासः अस्ति अतः अग्रिमे प्रायः दशसु वर्षेशु अहं निश्चयेन ई शिक्षणस्य विषये अधिकं कार्यं कर्तुम् इच्छामि